अधुना विपणी इण्टर्नेट् द्वारा भवति तत् क्वचित् अवसरं ददामि क्वचित् कृत्रिमत्वमपि अस्ति कुत्रचित् धननष्टमपि सम्भवति अज्ञानिनां तु श् शेर् विपणिः न सुलभं भवति तत् क्वचित् क्वचित् अभायकरं भवति